पूर्वं तावत् यत्र दूरवाणी भवति तत्र गत्वा सम्भाषणं कर्तव्यमासीत् इन्टर्नेट् इत्यादि व्यवस्था नासीत् अद्यतनानि स्मा स्मार्ट् फ़ोन् मध्ये नेतुं शक्यते मोबैल् भवान् कुत्र वा गच्छतु तत्र नेतुं शक्नोति अनन्तरम् इण्टर्नेट् सौलभ्यादिकमपि भवति इदानीं जियो नेट्वर्क् आगतम् इत्यतः सर्वत्र नेट्वर्क् सम्पर्कः सम्यक् वर्तते अहं जियो सिम् बि एस् एन् एल् सिम् उपयोगं करोमि प्रतिमासं द्विशतम् इण्टर्नेट् पेक् अहं स्थापयामि